सर्वप्रथमं किम् इन्धनम् उपयुज्ये तदनुसारम् आवश्यकसाधनस्य व्यवस्थापनं करोमि यदि ग्यास चुल्ले अहं पाकं पचिष्यामि तर्हि सावधानतया पाकं पचामि आप्रन् धारयामि सावधानतया चुल्हे पात्रं स्थापयामि तैलेन सह आवश्यकसाधनं क्षिप्त्वा पदार्थं पचामि यदि वयं सावधानतया न कुर्मः तर्हि अवगतं भविष्यति इति कारणे अहं सावधानेन पाकं पचामि